कृस् कृषिक्षेत्रे इदानीं बहवः नवीनताविधयः प्रयतः सन्ति यथा आधुनिकजलसेचनम् विभिन्नप्रकारैः प्रकारैः यन्त्रमाध्यमैः कृषिकार्यं न्यूनसमयेन कृषकस्य न्यूनपरिश्रमेण बहुशीघ्रं कृषिकार्यं कुर्वन्ति तर्हि सर्वत्र कृशिक्षेत्रे कथं अतिन्यूनसमयेन न्यून आर्थिकमाध्यमेन उत्तमम् अधिकं कृषिद्रव्याणाम् उपार्जनं कर्तुं शक्नोति तेषां कृते बहवः नवीनताविधयः उपायुक्तयन्त्रादिः आगच्छति तेषां विषये सर्वत्र प्रदेशे सर्वस्य अञ्चले अपि कृषिक्षेत्रं कृस कृषकाणां कृते एका संस्था वर्तते तस् संस्थायाः कार्यकर्तृजनाः कृषकाणां कृते एतस्य नूतनविधयः कथं कर्तुं शक्नोति तेषामपि अवग अवगमयति